राधे राधे अहं तु सम्यक् अस्मि भवती कथम् अधुनैव उष्णं कृतं नयतु न न अधुनैव स्वीकरोतु अस्ति लोडान्नम् तथा समोसा अस्ति अधुनैव द ददामि स्वीकरोतु अद्य भवती चिन्तायां प्रतीयते किम् अभूत् गृहे सर्वं सम्यक् अस्ति न वा

किं भवति सूक्ष्मशिक्षणम् अच्छा सम्यक् सर्वे कुशलिनः तु सन्तु परम् एका चिन्ता बहु अस्ति मम् दुहितुः तस्य विवाहः वर्तते परं मम पार्श्वे धनं नास्ति के मम पुत्राः अपि तस्य कृते धनम् सञ्चयीकरो करोति परम् धनस्य सम्यक्तया व्यवस्था नास्ति

न ही सः तु गृहे एव गृहस्य एव कार्यं करोति अव अवश्यमेव सूचयामि धन्यवादः